अहम् अधिकदिनानि बहिति बहिः गच्छामि चेत् मम पादपपरिपालनाय अहं कानिचन केचन विषयाः वक्तुम् इच्छामि तद् मम सहनिवासं निवासस्य कृते गत्वा जलसिञ्चनार्थं प्रार्थनां मम उद्यानस्य किञ्चित् जलसिञ्चनार्थं प्रार्थयामः प्रार्तयामि अनन्तरं मम उद्यानपालकः अस्ति उद्यानपालकस्य समीपं जङ्गमदूरवाणीम् आहूय सप्ताहे एकवारं वा द्विवारं वा तत्र मम गृहं गत्वा पादपान् पालयतु इति अपि अहं वदामि किञ्चिद् औषधं इति अपि स्थापनीयं चेत् क्षेप्तव्यं चेत् अपि कृपया करोतु तस्य कृते अहं मूल्यं किमपि दातव्यं चेत् अहं निश्चयेन ददामि इति अपि अहं वदामि